महोदय एकस्य वाहनस्य आवश्यकता अस्ति दिल्लीतः आगरानगरे गमनाय मम पितरौ दिल्लीनगरे स्तः तौ आगरानगरं प्रति यात्रां करिष्यतः नवदशदिनाङ्के किं व्यवस्था भवितुं शक्यते वा द्वौ एव जनौ भविष्यतः यात्रायाः मार्गं मथुरातः स्यात् चेद् वरम् यात्रामूल्यं किं भविष्यति कृपया सूचयतु अन्याः सूचनाः अहं भवतः वाट्स् ऐप् सम्पर्के प्रेषयिष्यामि कृपया शीघ्रमेव विचिन्त्य वदतु धन्यवादाः